अहं वैलेट् क्रीतवान् आसीत् परन्तु तस्मिन् बहवः दोषाः सन्ति यतः वृष्टिकाले तस्य उपयोगं कुर्वन् एकः प्रसङ्गः अभवत् यत्र जलं तस्य अन्तः प्रविश्य सर्वं धनम् आर्द्रम् जातं न केवलम् जलयुक्तम् अपि अभवत् सर्वे वैलेट् सुस् सुस्थितैः न आगच्छति यत् किञ्चित् कष्टप्रदम् अस्ति इति